मम राज्यम् ओडिस्सा मम राज्ये बिभिन्नधार्मिकोत्सवेषु बिभिन्नानि खाद्यानि भवन्ति यथा मिष्टान्नानि पिष्टकानि इत्यादयः भिन्नभिन्न उत्सवेषु भिन्नभिन्नखाद्यं भवति एव यथा रजपर्वणि ये खाद्यानि ये खाद्यानि भवन्ति तेषां नामानि पोडोपिट्ठा आरिसा पिट्ठा सुजिफिट्ठा चोक्कुल्हिपिट्ठा काक्कोरापिट्ठा बरा इत्यादयः रक्षाबन्धनपर्वणि कक्करपिट्ठा चक्कुलिपिट्ठा मिष्टन्नानि च भवन्ति कुमारपूर्णिमायां कक्करपिट्ठा मुवा दसहरायां मिष्ठान्नानि दिपावल्यां च गोइण्ठा सुजिपिट्ठा आरिसा बहुविधानि मिष्टान्नानि यथा लड्डुकं रसगोलकम् इत्यादयः माणबसापर्वणि मोण्डापिट्ठा कक्करापिट्ठा इत्यादयः बहुविधखाद्यानि भवन्ति अशोकाष्टमीपूजायां बहुविधफलानां पूजा क्रियते एतेषु पर्वसु बहुविधपक्वव्यञ्जनानाम् अपि निर्माणं भवति गृहेषु